राजस्थाने बहवः नृत्यप्रकाराः सन्ति यथा कालबेलिया घूमर् प्रभृतयः एतेषां नृत्यानां प्रयोगः अभ्यासश्च नर्तकैः अहर्निशं क्रियते एवम् एतेषु नृत्येषु प्रायेण आजीवनं दीयते चेत् तदेव तत्र नैपुण्यं भवति किन्तु सम्प्रति जनानां तादृशी निष्ठा न वर्तते एतेषु कार्येषु जनेषु उत्साहं वर्धयितुं नृत्यं प्रति काश्चन संस्थाः सम्प्रति कार्यं कुर्वत् विद्यन्ते यथा इण्डियन् डान्स् अकाडेमी कथ्थक् कलाकेन्द्र इत्यादि एतेषां महती भूमिका नृत्यस्य गुणवृद्ध्यर्थं वर्तते ममानुभवः वर्तते यत् शब्दापेक्षया क्रियायाः माहात्म्यम् अस्ति अतः अहं जनान् स्वक्रियया स्वनृत्येन प्रेरयामि